मम क्षेत्रं वङ्गप्रदेशः तत्र अपराधस्य परिमाणं महता आधिक्येन वर्तते वस्तुतः कथयामि चेत् अपराधमयः पश्चिमवङ्गप्रदेशः इदानीन्तनकाले जातः उच्यते खलु रक्षकः एव भक्षकः तत्र ये रक्षकाः सन्ति ते एव भक्षकाः तेषामेव कारणेन अपराधः प्रतिदिनं वर्धमानः एव अस्ति तत्र अपराधस्य कारणं दारिद्र्यं निरुद्योगः इति वा नास्ति तत्र केचन टि एम् सि दलनेतारः दस्यवः ते एव तादृशम् अपराधं कुर्वन्ति कारयन्ति च अतः तत्र एताद्दृशः अपराधः दर्शनादिकं